हरिः ओम् अहा प्रण प्रणमामि महोदय आम्

धन्यवादः

आम्

शाण्डिल्यगोत्रोत्पन्नः अहं देवकरणशर्मा अस्मि अहं चूरुनगरे निवसामि चूरुनगरं राजस्थाने अस्ति अहं अहं द्वादशकक्ष्यायाः पर्यन्तं चूरुनगरे पठितवान् तत्र केन्द्रियसंस्कृतविश्वविद्यालयस्य जय्पूर् परिसरे शास्त्री शिक्षाशास्त्री आचार्यः शिक्षाचार्यः विद्यावारिधिः इति सर्वं जयपूर् परिसरे एव पठितवान् मम पूर्वं तु उज्जयिन्यां कार्यं कारितवान् तत्र तत्र इदानीं विरामः प्रचलति किन्तु तत्र स्थायी वृत्तिः नास्ति अतः अहं नूतनं क्षेत्रं पश्यामि आचार्यकक्ष्यायां मम विषयः साहित्यम् आसीत् आम् तद् स्मरामि काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतरक्षत् क्षतये सद्यः परनिवृत्तये कान्तासम्मिततयोपदेशयुजे इति अस्ति आम् काव्यं यशसे अर्थकृते केचन आचार्याः इदानीम् किं महोदय मम् अहं सिक्षासास्त्रे प्रविष्टवान्नस्मि अतः कदाचित् तथा सद्यः स्फूर्तौ नागच्छति अहं तथा उदाहरणमाध्यमेन अस्य भावं प्रकाशयामि

वाक्यं रसात्मकं काव्यम् इति एव कृतं रसः आत्मा अस्ति यस्य इति षष्ठी तत्पुरुषसमासः भवेत् य यस्य वाक्यस्य बहु सत्यं बहुब्रीहि बहुब्रीहि अस्ति सत्यं आम् तत्र कदाचित् चत्वारः भेदाः सन्ति उत् उत् उत्तमः अनु कदाचित् महोदय विशेष उत्तमोत्तम इति कदाचित् तत्र पङ्क्तिः अस्ति कारणम् एकं पुनः निवेदनम् अत्र मम कार्यं भविष्यति सिक्षासास्त्रविषयपाठनं अतः अहं शिक्षाचार्यं कृतवान्नस्मि महोदय अनन्तरं शिक्षासास्त्रे एव मम अधिका गतिः इदानीम् अत्र अहं साक्षात्कारायागतवान् तत्र शिक्षासास्त्रक्षेत्रे वा पाठयिष्यामि अतः शिक्षाशास्त्रानुगुणमेव भवन्तः आमामां तत्र सरलात् कठिनात् सरलात् कठिनं प्रति शिक्षणसूत्रं भवति ज्ञातात् अज्ञातं प्रति भवति इति आम् प्रणाम् प्रणमामि